आं मम प्रदेशे उल्लेख्यानि पर्यटनस्थानानि सन्ति ते यथा त्रिपुरेश्वरीमन्दिरम् निर्महल उज्जयन्तप्रसादः शिपायीजल कृष्ण अभ्रयान्न उनकोटी इत्यादयः पर्यटनस्थानानि सन्ति एतानि स्थानानि आगन्तुकानां कृते बहुचित्ताकर्षकः भवन्ति त्रिपुरसुन्दरीमन्दिरम् एकहिन्दुमन्दिरम् अस्ति अयं मन्दिरम् एकपञ्चाशत् शक्तिपीठेषु अन्यतमा इति मन्यते अयं मन्दिरं राजधानी अगर्तलातः पञ्चपञ्चाशत् किलो मिटर् दूरे त्रिपुराराज्यस्य प्राचीनराजधानी उदयपुरे स्थितम् आगर्तलातः रेल् यानेन गन्तुं शक्नोमि इतोपि मार्गेन अपि गन्तुं शक्यते अयं मन्दिरं मातावारि इति नाम्ना अपि प्रसिद्धं वर्तते एकः लघुपर्वतस्य उपरि अयं मन्दिरम् अस्ति मन्दिरस्य आकारः कुम्भशङ्कस्य सदृशः वर्तते मन्दिरस्य पृष्ठभागे एकः विशालसरोवरः अस्ति तस्य नाम कल्याणसागरः इति अस्ति इतोपि आगर्तलातः त्रयःपञ्चाशत् किलो मिटर् दूरे मेलाघरे स्थितम् अयं पर्यटनस्थानं निर्महल त्रिपुराराज्यस्य महाराजस्य सर्वोत्तमविकल्पः अस्ति अस्मिन् प्रसादः द्विधाविभक्तः प्रासादस्य पश्चिमभागे अन्दर्महल् इति अस्ति अस्मिन् प्रासादे चतुर्विंशतिप्रकोष्ठाः सन्ति अस्मिन् प्रासादस्य चतुर्पार्श्वे जलमस्ति अर्थात् एकः विशालसरोवरः अस्ति अस्य सरोवरस्य नाम रौद्रसागरः इति नाम्ना प्रसिद्धं वर्तते रौद्रसागरस्य मध्यभागे प्रासादः अस्ति प्रासादस्य छादस्य उपरि उद्यानानि अस्ति अस्य सौन्दर्यं पर्यट पर्यटकानां कृते बहुरुचिपूर्व पूर्वकं च भवन्ति